अहम् मम गृहस्य समीपे विद्यमानं एकम् उपाहारमन्दिरं गतवान् तत्र तस्य नाम लिखितम् अस्ति मण्टप ऐस्क्रीम् इति वस्तुतः तत्र केवलम् ऐस्क्रीम् न लभ्यते ऐस्क्रीं नाम पयोहिमं पयोहिमेन सह सर्वाणि खाद्यनि लभ्यन्ते दोसा लभ्यते अनन्तरं वटिका लभ्यते चायं कषायं लड्डुकं मधुर् मधुराणि एवं सर्वं लभ्यते